भारतीयतत्त्वशास्त्रम् एव दर्शनशास्त्रं इति किमर्थम् उच्यते यतोहि दृश्यते अनेन इति दर्शनम् इति दर्शनशास्त्रस्य व्युत्पत्तिः वर्तते दृश्यते ज्ञायते परमतत्त्वम् अनेन् इति दर्शनम् अतः आत्मनः परमात्मनः चर्चा यत्र वर्तते तत् शास्त्रं दर्शनशास्त्रमिति वक्तुं शक्यते दर्शनशास्त्रे स्थूलात् सूक्ष्मं प्रति चिन्तनम् अस्ति यतोहि दर्शन शास्त्र परम्परायामपि वेदान्तशास्त्रं शिरोमणिरूपेण राजते तत्र ब्रह्मतत्त्वं आत्मतत्त्वमेव एकमेव तत्त्वम् अस्ति यतोहि एकमेव एकमेवाद्वितीयम् इति श्रुतिवाक्येन प्रमाणीक्रियते एकम् एव तत्त्वं नाम यदि केन कं केन कं पश्येत् इति दृशा यदि चिन्तनं कुर्मः तदा यदि एकमेव तत्त्वं भवति चेत् कुत्रापि रागद्वेषादि हिंसादि हिंसादि प्रवृत्तयः भवितुम् एव न शक्यते अतः एकत्वभावन् भावनया यदा जीवन् जीवनं यापयामः तदा सर्वत्र शान्तिः इत्यादि यः अ अराजकता इत्यादयः याः इदानीं संसारे दोषाः दृश्यते तेषां दोषानाम् निवारणं भविष्यति